सर्वासु भाषासु संस्कृतभाषा सर्वप्राचीना इति तु कथ्यते एव परन्तु यदि अस्माभिः दृश्यते तर्हि संस्कृतभाषायाः उपरि उपरि अपि बहु किमपि न् नूतनत्वं अधुना दृश्यते यदि वयं पूरातन इतिहासं पुरातन काले पश्यामः चेत् तत्र ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति चत्वारः चत्वारः वर्णाः आसन् तत्रापि ये ब्राह्म द्विजाः द्विजः नाम ब्राह्मणक्षत्रियवैश्याः ये आसन् ते नाम शुद्धसंस्कृतेनैव वार्तालापं कुर्वन्ति स्म इति वयं वक्तुं शक्यते परन्तु ये निम्नजात्याः नाम शूद्राः शूद्राः शूद्रम्लेच्छादयः आसन् ते तु प्राकृतभाषायाः भाषायामेव तत्र वार्तालापं कुर्वन्ति स्म इत्यपि वयं वक्तुं शक्नुमः वयं नाटकेषु अपि एतत् पश्यामः वर्तमानकालेऽपि यदि संस्कृतभाषा अन्यभा नाम य् संस्कृतभाषा अन्यभाषया संस्कृतिदृष्ट्या प्रभाविता वा न वा इति विषये चर्चां कुर्मः तर्हि वयं पश्यामः स्थानवेदेषु अपि संस्कृतस्य व्यवहारः पृथक् पृथक् भवति नाम यथा दाक्षिणात्याः जनाः संस्कृतं व वदन्ति तथा वङ्ग्याः उत्क उत्कल्याः तेषामपि संस्कृते किञ्चित् पृथक्त्वं दृश्यते तर्हि वयं निश्चित निश्चयरूपेण वक्तुं शक्यते यत् अन्यभाषया नाम अधुनापि वयं संस्कृतभाषायाः स् भाषया सह हिन्दीभाषायाः कुत्रापि स्थल आङ्ग्लभाषयापि व्यवहारं कुर्मः तर्हि निश्चि निश्चयेन वयं वक्तुं शक्नुमः यत् संस्कृत सांस्कृतिकदृष्ट्या स्थानं स्थानं दृष्ट्वा अन्यभाषया नाम प्रभाविता संस्कृतभाषा वर्तते